हरिः ओम् हा अवीरमहोदयः वदन्ति खलु हा अहम् अहं भवतां पुत्रस्य शिक्षिका वदन्ती अस्मि किञ्चित् समयं वक्तुं शक्यते वा मया इदानीमिदानीं भवतां पुत्रस्य युनिट् टेस्ट् समाप्ता अस्ति किन्तु तत्र तेन सम्यग् किमपि न लिखितं वस्तुतः किमपि न लिखितम् अतः भवन् इति मम कर्तव्यं यद् भवतां कृते सूचनीयमिदं तस्य अवधानं सः कदापि कक्षायां नास्ति न च सः असैन्मेण्ट् इत्यादिकं करोति अतः तस्य कृते ईषदवधानम् अवधानं भवद्भिः दातव्यं इति अहं वक्तुमिच्छामि अतः एव कोल् कृतम् तर्हि अत्र कोपि हा तर्हि अत्र कोपि वा परिहारस्स्यात् खलु यः येन तस्य इदं वर्तनं न्यूनं वा कर्तुं शक्यते वा तथा किमपि कर्तुं शक्यते यत् येन तस्य हा तर्हि तदेव भवतां कार्यं खलु अत्र कक्षायां तु वयम् अवधानं दद्मः एव अस्माभिः तद् तदेव भवतां कार्यं खलु यद् कक्षायाम् महद्दण्डः तु वयं सस्पेण्ड् इत्यादिकं कर्तुं न शक्नुमः यतो हि यदि सस्पेण्ड् कुर्मः चेत् तस्य कृते तु फ़्री हेण्ड् एव प्राप्यते सः अत्र तत्र अटन्नेव भवति अतः अस् तथा तु अस्माभिः कर्तुं न शक्यते खलु अतः ब् किम्